तन्त्रज्ञानस्य अभिवृद्धिः जीवननिर्वहणे सहाय्यिका अस्ति किमर्थम् इत्युक्ते एकं दूरवाणी अस्माकं हस्ते भवति चेत् तद्द्वारा वयं सम्भाषणं कर्तुं शक्नुमः तदनन्तरं फोन् पे गूगल् पे वा कर्तुं शक्नुमः यस्य कस्य कृते एकं संदेशं प्रेषणीयं चेत् वाट्सेप् द्वारा वा तदनन्तरं मेल् द्वारा वा वयं प्रेषितुं शक्नुमः एतत् सर्वं नास्ति चेत् एकं संदेशं प्रेषणीयं चेत् वयं दिनाधिकं तदनन्तरं मास वासराधिकं वयं प्रतिक्षणीयम् आसीत् परन्तु दूरवाणी यदा अस्माकं हस्ते आगतम् एतत् सर्वं कार्यमपि सुलभं जातम् अस्ति न केवलं दूरवाणी यान व्यवस्था वा भवतु तदनन्तरं इण्टर्नेट् व्यवस्था वा भवतु तदनन्तरं वैद्यकीय व्यवस्था वा भवतु सर्वमपि मानवजीवने अत्युत्तमं व्यवस्था कल्पितमस्ति अन्ते वयं किं वदामः चेत् तन्त्रज्ञानस्य अभिवृद्धि मानवजीवने सहाय्यिका अस्ति